मम देशे अधिकतया साधारणजनाः वसन्ति तत्कारणेन सर्वे सौजन्यचिकित्सा अथवा सर्वकारचिकित्सालयेषु आश्रयम् आश्रयं कुर्वन्ति तत्र जनाधिक्यम् अस्ति तत्कारणेन चिकित्सां प्राप्तुं सर्वे बहु निरीक्षितव्यं भवति एतत् कारणेन वैद्यः जनानां सार्धम् किञ्चित् समये प्रश्नाः वाक्तर्काः भवति एतत् सर्वं परिहारं कर्तुमेव सर्वे इच्छन्ति परिहारं करणीयार्थम् किञ्चित् अधिकम् आशु किञ्चित् अधिकं चिकित्सालयं स्थापनीयम् एक गुणकरं भवति च चिकित्सालयेषु टोकण् इति सम्प्रदायम् उपयोगं कुर्व् कुर्मः तत् भवति मम अभिप्रायः